हरि ओम् आम् सत्यं किम् आवश्यकं दशदिनानि भवन्ति इतः बेङ्गलूरु गत्वा अनन्तरं काशीं प्रयागः हरिद्वारः अयोध्या सर्वं गत्वा पुनः बेङ्गलूरू आगत्य विट्ला भवत्याः गृहं इति उक्तवति खलु तत्र प्रा प्राप्नोमि तत्र दश दिनानि अवश्यकता दिनानाम् अवश्यकता भवति कति जनाः आगच्छन्ति तर्हि सप्तसीटर् सेवन्त् सीटर् इनोवा अस्ति अस्माकं हस्ते इतः बेङ्गलूरु गत्वा ततः रैल् यानेन आगन्तुं शक्यते एकः गैड् अपि भवति अनन्तरं गैड् भवत्याः सः किं किं गन्तव्यं सर्वं सूचयति भोजनादिकं कुत्र लभ्यते शयनव्यवस्था वासव्यवस्था सर्वमपि सः करोति उत्तम व्यव धनं उत्तमव्यवस्था अपि भवति धनं पञ्च पञ्चत्रिंशत्सहस्रं भवति तत्र अस्माकं गैड् अस्ति खलु तेषां भोजनं व्यवस्था तद् सर्वमपि अवश्यकता अस्ति डिस्कौन्ट् वा डिस्कौन्ट् चेत् वृद्धाः सन्ति वा ओ द्वौ द्वौ स्तः वा माता पिता वृद्धाः वा तर्हि अस्माकम् एक नियमः अस्ति वृद्धानां कृते दश टेन् पर्सेन्ट् डिस्कौन्ट् भवति भवति तेषां एतद् ऐडि किम् आधार् कार्ड् अनन्तरम् एतद् सर्वम् आनितव्यं अतः एव वयं यानेन चिटिका कर्तुं शक्यते

आम् तत्र तत्र वस्त्राणि सर्वं भवन्तः दशदिनानां कृते आनयतु अनन्तरं तत्र व्यवस्था भवति वयं सम्यक् नीत्वा भवन्तः जागृकतया आनयामः भवन्तः कदा गन्तव्यामिति दिनाङ्कं सूचयति वा अस्तु तर्हि तदा अहं सर्वव्यवस्थामपि करोमि भवन्तः गैड् गैड् अस्ति खलु तस्य दूरवाणी सङ्ख्या वाट्सप् सङ्ख्या प्रेषयामि भवन्तः भवतः नाम लिखित्वा नाम एज् आधार् कार्ड् एतत् सर्वं लिखित्वा प्रेषयतु वयं चिटिकां कृत्वा आह्वयामः इदानीं पुनः दूरवाणीं करोमि अस्तु वा अस्तु रां रां रां रां